आम् अहं प्रतिदिनम् ध्यानं प्राणायामं च द्विवारं करोमि योगः चित्तवृत्तिनिरोधः इति स्वशास्त्रे भणति अतः अष्टाङ्गयोगमध्ये प्राणायामं तथा ध्यानं भवति प्राणायामः रेचकपूरककुम्भक इति त्रिविधाः सन्ति विशेषतः प्राणायामो नाम शरीरमध्ये वायुसञ्चलनस्य नियन्त्रणम् इति पतञ्जलिमुनि मुनेः अष्टाङ्गयोगे भणति अतः अहं प्रतिदिनं ध्यानं प्राणायामञ्च द्विवारं करोमि प्रातःकाले सायङ्काले च एताभ्यां मम आरोग्यं सुष्टु जातम्